नमस्ते किं किं महोदय आम् आम् आम् आम्

हा हा भवत् भवतः कृते ऋणम् आवश्यकं खिल हा हा हा समयम् अस्ति समयम् अस्ति हा हा हा हा हा परन्तु भवतः गृहनिर्माणं कुत्र भवति एवं वा परं नाम कियत् विस्तीर्णं कियत् अस्ति बृहत् वा लघु गृहम् हा हा हा हा हा हा परन्तु भवतः समीपे अपि किञ्चित् दनम् अस्ति किल इत्युक्ते अस्माकं प्रोसेस् इति भवति खिल अतः किञ्चित् समयः अवश्यकः अस्ति अतः इदानीं प्रारम्भं कृतं वा कार्यम् प्रारम्भम् अभवत् वा कृतं वा हा हा हा हा भवान् एकं कार्यं करोतु क्षेत्रं क्षेत्रस्य सर्वाणि पत्राणि सन्ति खिल तद् आनयतु हा तद् आनयतु तद् तद् दृष्ट्वा अहं वदामि कति अवश्यकं कतं करणीयं कियत् लभ्यते इति हा शक्यते महोदय भवतः इन्कम् सोर्स् कथमस्ति भवान् प्रतिमासे कति दातुं शक्तः तत् सर्वान् विचार्य वयं कियत् दातुं शक्नुमः इति वक्तुं शक्यते आदौ पत्राणि दृष्टव्याणि खिल हा हा तत्र गृहस्य म्याप् इति भवति खिल तदपि आनयतु हा तद् कती नाम तद् प्रोजेक्टेड् तद् कियत् वक्त् अवश्यकम् इति भवति खिल तदपि आनयतु प्रोजेक्शन् भवति खिल कियत् धनम् आवश्यकम् इति अभियन्त्रेण आनयतु अस्तु महोदय हा लब् हा कदा आगच्छति इति एकवारं वदतु हा चिन्ता नास्ति तदा विरा तदा समयः अस्ति साक्षात् मेलनं भवति चेत् तत् तत्र वक्तुं शक्नोमि अस्तु श्वः मिलामः हा आम् आम्